हरि ओम् विद्यार्थीभवनं वा हम् अहम् अद्य माध्यानात् परभोजनम् आर्डर् कर्तुम् इच्छामि हां हां वदामि मह्यं रोटिका द्वयं दाल् अनन्तरं पालक् पनीर् च आवश्यकं घीरैस् अस्ति चेत् तदपि आवश्यकं मधुरं मास्तु दधिं प्रेषयतु उपसेचनमपि प्रेषयतु अस्तु अर्धघण्टा तु भवति खलु तर्हि चिन्ता नास्ति यदा ते आगच्छन्ति तदा एव धनं ददामि सम्यक् किल कति रुप्यकाणि अभवन् त्रिशतम् त्रिशतम् हा अस्तु सम्यक् अस्तु अहम् इदानीं मम विलासं वदामि लुखतु गृहसङ्ख्या द्वाविंशतिः चतुर्थमुख्यमार्गः जयप्रकाश नगरः बेङ्गलूरु पञ्चाशत्